अस्माकं प्रदेशे युवसमूहः इदमिदानीं शिक्षणं सम्यक् प्रप्नुवन् वर्तते शिक्षणं तु सम्यक् प्राप्नुवन् प्राप्नुवन् वर्तते किन्तु उद्योगः सर्वेभ्यः न प्राप्यते कैश्चित् प्राप्यते कैश्चित् न प्राप्यते अस्य उद्योगसमस्यायाः निवारणार्थं सर्वकारतः अपि साहाय्यः कर्तव्यः एव किन्तु नेतृत्त्वविषये तु तत्र सङ्घसंस्थाः अनेकाः सन्ति तत्र सम्यक् युवसमूहः नेतृत्त्वं निर्वहति तद्विषये कापि समस्या नास्ति किन्तु यद्यपि शिक्षणं प्राप्नुवन्ति अथापि तेभ्यः उद्योगः न प्राप्यते इति महान् क्लेशः तेन च युवसमूहः खिन्नः वर्तते ते अत्यन्तं सुदृढाः अत्यन्तं बुद्धिवन्ताश्च अपि नेतृत्त्वं सम्यक् निर्वहणं कुर्वन्ति इति अस्ति चेदपि कदाचित् कारणान्तरैः ते उद्योगं प्राप्तुं न शक्नुवन्तः सन्ति उद्योगविषये सर्वकारतः साहाय्यः कर्तव्यः वर्तते